भारते स् सर्वे चायं प्रीत्या पिबन्ति एतत्तु सत्यं किम् सर्वे जनाः आदिनपर्यन्तं ये कार्यालयं गच्छन्ति चायं पिबन्ति एव किन्तु मम गृहे अहम् एकाकिनी चायं पिबामि चायः इति एकः एकं प्रकारेण एवम् अहं पिबामि किञ्चित् जलं स्थापयित्वा शर्करां तथा चायं आर्द्रकं वा स्थापयित्वा अहं चायं पिबामि कासः मम कासवेदना बहु भासते अतः अहं दुग्धस्य प्रयोगं न्यूनं करोमि अतः मम चायः तु सम्यक् अन्ये जनानां कृते नास्ति किन्तु अहं तदेव प्रयोगं करोमि यदा गृहे केपि परिजनाः आगच्छन्ति अतिथयः आगच्छन्ति तेषामपि ते ये यावत्पर्यन्तं तस्य रुचिः अहं जानामि तस्य तावत्पर्यन्तमहं ता तत्तत्प्रकारेण अहं तान् चायं निश्चितेन दास्यामि